आधुनिककाले नवीनतमः आविष्कारः दूरवाणी एव अहं कोल्कतानगरे फ्लिप्कार्ट् तः मो दूरवाणी स्वीकृतवान्तः तत्र सम्यक् अस्ति प्याक् मूलमपि सम्यग् अस्ति आगमनसमये किमपि क्लिष्टः न जातः तद् मोबै दूरवाणी मध्ये सम्यक् भाषणमपि कर्तुं शक्नुमः इति